एकवारं कथापुस्तकम् अमेसान् मध्ये आर्डर् कृतवती परन्तु यत् पुस्तकम् आर्डर् कृतवती तद् न आगतम् अन्यदेव आसीत् तत् पुनः प्रेषणीयमासीत् तेन बहु क्लेषम् अनुभूतवती